तन्त्रज्ञानस्य यादृशः प्रभावाः सन्ति ताः तादृशः हानिकारकाः दुष्प्रभावापि सन्ति ये के जे जनाः तन्त्रज्ञानस्य उपयोगे मर्यादा न पा न मर्यादयाः पालनं न करोति ते तेषां कृते तन्त्रज्ञानस्य अतीव हानिकारकाः दुष्प्रभावाः दृश्यन्ते वर्तमानपत्रे वयं नितरं प पश्यामः यत् सर्वे वे वैद्यकीयाः वैद्यकीयचिकित्साः सदैव उपदेशं कुर्वन्ति किम् एतस्य अधिकम् उपयोगं मा कुरु तर्हि ये जनाः ये अतीव शैशवः बाल्यावस्थां जनाः बालकाः सन्ति तथा तु वृद्धाः अपि सन्ति ये अतीवतस्य वापरं करोति तेषाम् मस्तिष्कयोः दुष्परिणामं दुष्परिणामं वयं द्रष्टुं शक्नुमः तथा च ते तेषाम् अनुभवं कथयन्ति यदा एतस्य उपयोगं मा कुरु तथा च ये बा बालकेषु अपि त तस्य दुष्प्रभावाः दृश्यन्ते तेषाम् दर्शनशक्तिः अपि प्रतिदिनं न्यूना न्यूना भवति तथा च केचन जनाः एतत् कारणात् अन्धाः अपि भवन्ति एतत् सर्वं दृश्यन्ते